हरिः ओम् हा नमस्ते भगिनि अहम् अनुराधा अहम् इदानीं योगासनं ज्ञातुम् इच्छामि भवन्तः योग शाला किल तस्य सङ्ख्या एव किल हा भगिनि अहं तु धन्यवादः भगिनि अहं तु एन्क्वैरि कृते आह्वयामि योगासनस्य वर्गाः कदा भविष्यन्ति भगिनि

हो कदापि हा हा ओ अस्तु एकघण्टा वा हा अस्तु अस्तु भगिनि मम तु समयः दशवादनतः एकादशवादनपर्यन्तं सम्यक् भविष्यति तदा अहं वर्गम् आगन्तुम् इच्छामि एतद् प्रतिदिनम् आगन्तव्यं वा अथवा सप्ताहे

हो हो एवं वा अस्तु तदा अहं सोमवासरेषु मङ्गलवासरेषु बुधवासरेषु आगच्छामि

हा हा हा

ह हा अस्तु भगिनी अन्यः एकः सन्देहः अस्ति तत्र महिला एव योगासनं पाठयति वा

हो अस्तु सम्यक् अहं तु वर्गं योजयामि इति चिन्तितवती सर्वे उक्तवन्तः योगासनस्य बहुमहत्त्वम् अस्तीति एवं वा भगिनि किं किमस्ति भगिनि

हो ओ एवं वा अस्तु भगिनि इदानीम् अहं कुत्रापि श्रुतवती एतादृशं किमपि आरोग्यसमस्याः सन्ति चेत् तेषां कृते अपि पृथक् पृथक् योगासनानि सन्ति इति हा

ओ एवं वा

हा अस्तु अस्तु

अस्तु भगिनि हा अत्र योगस्य योगासनं कर्तुं समये आहारस्य किमपि नियमाः सन्ति वा

ओ तद् सा शिक्षिकाः अस्माकं कृते सूचयन्ति किल

अस्तु भगिनि अस्तु धन्यवादः अस्तु अस्तु अस्तु भगिनि अहं योगवर्गस्य स्थानं तत् दृष्टवती भवत्याः सूचनया एव अहं आगमिष्यामि मम नाम स्वीकरोतु अस्तु धन्यवादः हा रां रां भगिनि